संस्कृतकविषु इष्टतमः कालिदासः यतोहि सः कविकुलगुरुः इति कथ्यते कविकुलगुरुः कालिदासः इति प्रसिद्धं वाक्यम् तेन कालिदासेन महाकाव्येषु द्वयं लिखितम् कुमारसम्भवं कुमारसम्भवं पुनः रघुवंशम् एतद्वयं महाकाव्यं तेनैव लिखितम् तथैव च खण्डकाव्यं ऋतुसंहारः मेघदूतश्च पुनश्च तेन नाटकत्रयं लिखितम् मालविकाग्निमित्रम् विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलं च ऋतुसंहारे ऋतूनां वर्णनम् यत् तत्र कालिदासेन कृतमस्ति मेघदूते काळिद यक्षस्य यक्षस्य शापवशात् मनुष्यलोके आगच्छति तस्य पत्नी पतिवियोगदुःखेन तस्य स्म स्मरणे एव भवति तदा तत्र मेघः आगच्छति तेन द्वारा सन्देशं प्रेषयति पतिं प्रति तद् सा तदेव मेघदूतकाव्यम् महाकाव्यं कुमारसम्भवं सम्भवम् कार्तिकेयस्य जननवर्णनं कुमारसम्भवे अस्ति रघुवंशे च रघुवंशवर्णनं सूर्यवंशम् सूर्यवंशस्य कथा अस्ति रघुः महाराजः तत्र कथा रघुवंशे रघुमहाराजः एव प्रधानः पुनः नाटकग्रन् नाटके नाटकेषु मालविकाग्निमित्रं शृङ्गवंशस्य राजा अग्निमित्रः अग्निमित्रः तथैव च मालविका इत्य इत्येतयोः प्रेमकथा मालविकाग्निमित्रे अस्ति विक्रमोर्वशीये तु पुरुरवा तथा ऊर्वश्याः प्रेमाख्यानं तत्र उल्लिखितं वर्तते अभिज्ञानशाकुन्तलं तु प्रसिद्धं नाटकम् काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला इति प्रसिद्धं वाक्यम् यतोहि अभिज्ञाशाकुन्तलस्य मूलकथा महाभारते महाभारते महाभारते अस्ति तत्र निस्सारं निस्सारं निस्सारं कथा आदर्शहीनः राजा राजा तां कथाेन्मेशः कालिदासः बहु सुन्दरतया उल्लिखितवान् अस्ति तस्मात् कालिदासः बहु इष्टः इष्टतमः भवति